कर्नाटकदेशे बहूनि धार्मिकस्थानानि लभ्यन्ते धर्मस्थलं कुक्के सुब्रह्मण्यः चामुण्डी देवस्थानम् इति बहूनि देवस्थानानि एवञ्च धार्मिकानि स्थानानि लभ्यन्ते मम ग्रामस्य समीपं तु हरिहरेश्वरदेवस्थानं वर्तते हरिः नाम विष्णुः हरः नाम शिवः एतयोः संयोगेन उत्पन्नः षण्मुखः तस्य जन्मस्थानं हरिहरेश्वर इति स्थानं तत् स्थानम् अस्माकं ग्रामस्य समीपे वर्तते इदं च बहुविशिष्टं स्थानम् एवञ्च तुङ्गाभद्रा नदी अपि तत्रैव पार्श्वे प्रवहति इत्यतः बहवः जनाः विदेशतः देशे विदेशतः अपि द्रष्टुम् आगच्छन्ति एवञ्च केषाञ्चन उदाहरणं वदामि चेत् धर्मस्थलं तिरुपतिः बद्रीनाथः अयोध्या केदारनाथः कुक्के सुब्रह्मण्यः तिरुवनन्तपुरम् इत्यादीनि देवस्थानानि बहु उपलभ्यन्ते भारतदेशेषु एवं च तमिळ्नाडु मध्ये तु देवालयाः बहवः लभ्यन्ते एवं भारतः धार्मिकस्थानेषु प्रसिद्धः वर्तते एवं च यत्र यत्र पादं स्थापयामः भारते तत्र तत्र देवालयाः लभ्यन्ते एवं च धार्मिकस्थानानि लभ्यन्ते